ज्यौतिषं वेदस्य नैजं ज्योतिषं ज्योतिषत्वमतं ज्योतिषं ज्योतिषशास्त्रस्य वेदस्याङ्गत्वम् स्वीकृतम् अयम् उ उक्तः अयमर्थः उक्तः आचार्यः ज्योतिषे तथा वे वेदा हि यज्ञार्थम् अभिप्रवृत्तः कालानुपूर्वा अपि पिहिताश्च यज्ञाः तस्मात् इदं कालविधानं विधानशास्त्रं यो ज्योतिषं वेद वेदसहितं वेद यज्ञात् ज्योतिषस्य इतिहासः चतुर्णामपि वेदानां पृथक् पृथक् ज्योतिषशास्त्रम् अस्ति इति केचन तेषु सामवेदस्य ज्योतिषशास्त्रं नोपलभ्यते नोपलभ्यते त्रयाणामपि वेदानां ज्योतिषं ज्योतिषेण आप्यते ऋग्वेदस्य ज्योतिषम् आचार्यज्योतिषं यजुर्वेदस्य ज्योतिषं याज् याजुज्योतिषं याजुषं यो याजुषज्योतिषम् अथर्ववेदस्य ज्योतिषम् अथर्वाणज्योतिषम् एतेषां त्रयाणाम् अपि ज्योतिषां प्र ज्योतिषाणां नाम आचार्यः तत्र ज्यो यजुज्योतिषस्य प्रामाणिकं भा भाष्यं द्वे द्वयम् अपि प्रवर्तते प्रप्रथमत्वं तु सोमः विचारस्य प्राचीनं प्राचीनं द्वितीयं तु सुधाकरः द्वि द्वितीयं प्रति नवीनम् एतस्य ज्यौतिषशास्त्रस्य त्रीणि वर्तन्ते तदानीं शास्त्रम् एवं शास्त्रम् उक्तं वेदे ज्योतिषस्य प्रामाण्यम् वेदे ज्योतिषस्य यत् वित् इतिहासः सिद्धं सिद्धान्तसाहित्यं स् स् साहित्यं आह्व् अहोरारूपं स्कन्धत्रयात्मकं वेदस्य निर्मेलनं चक्षुर्ज्योतिःशास्त्रम् अनुत्तमम् एवम् इतिहासः ज्योतिषस्य अवश्यकता यज्ञभावी सन्ति बहुविधाः केचन यज्ञाः एवं विधाः विधेन नि नियतया ते तत्र आचरन्ति केचन एतादृशाः सन्ति ये क्रमाः क्रतुः सः सम्बन्धिनो वर्तन्ते केचन च तिथिमासपक्षनक्षत्र प्रकाराः च सन्ति भवेयं वेदेषु यद्यभाः विधिना विधानं तु भिन्नभिन्नकानेषु क्रेयम क्रियमाणं व्याप्यते तैत्तरीयं तैत्तरीयब्राह्मणे विल् उल्लिखितं वर्तते यद् वसन्ते ब्राह्मणो अग्निम् अग्निम् आदधीत या ग्रीष्मो राज्येन आदधीयत आदधीयत शारीरादिवैशिष्ट्यम् आधीयत एवम् उक्तं वर्तते अक्षकता अनन्तरं ज्योतिषस्य ग्रन्थाः एवं वर्तन्ते वेदाङ्गभूतस्य ज्योतिषशास्त्रस्य साहित्यं विषयम् व्यापकं च अस्ति तत्र सूर्यः सूर्यं री सूर्यपितामहादिकानां सिद्धान्तग्रन्थाः वर्तन्ते अनन्तरं वैराग्यकालजातकादयो दैवग्रन्थाः पराशरज्योतिषं जैमिनिकृतम् जैमिनि कृतार्षग्रन्थाः वाशरं वाशरमिति क बृहज्जातकादयः पौरुषग्रन्थः ग्रन्थाः वैदिकज्योतिषसाहित्यादिकं साहि साहित्यादिकाश्च प्राचुराः ग्रन्थाः विचार्यमाणाः सन्ति तदुक्तं सिद्धान्तः सिद्धान्तसाहित्यं साहित्यं आहोरारूपं स्कन्धत्रयात्मकम् इति इदम् अस्ति अस्ति अस्त्येतच्छात्रं शास्त्रं स्कन्धत्रयात्मकं सत् स्कन्धत्रयात्मकं सः एवं तत्र उक्तमस्ति यस्य वेदाङ्गस्य अनेके प्रा प्रा प्रक्राराः पण्डितः पण्डिताः भुवनम् आचार्यं बभूवुः तेषां नामानि वराहः वराहमिहिरः आचार्यभट्टः ब्रह्म गो गुप् ब्रह्मगुप्तः लल्ला लल्लाचार्यः उत्पलाचार्यः श्रीपतिः भोजदेवः भास्कराचार्यः केशवः गणेशदैवज्ञः ज्ञानराजः कालः एताः ज्ञानराजाः एताः सन्ति एते सन्ति सर्वेऽपि आचार्याः ज्यौतिषशास्त्रविषय विषयकान् विषयकान् उत्तमोत्तमाः ग्रन्थाः तत्र प्रणीताः सन्ति एतैः ज्योतिषं ज्यो ज्यौतिषविधानात् आधुनिकाः संसारे यत् यत् विभाजम् अस्ति यः अस्ति तद्विषय संलग्नवान् तेन सह स्पृ स्पृहणीयं तत्र अजते वराहमिहिरस्य बृहज्जातकः लघुजातकः बृहत् इत्यपि इत्यादिग्रन्थाः प्रणीताः तेन एवं बहवः आचार्याः तत्र ग्रन्थान् तत्र प्रणीताः सन्ति भास्कराचार्यैः सिद्धान्तशिरोमणिः प्र लिखितं वर्तते कमलाकरस्य सिद्धान्ततत्त्वविवेकादीपिकाग्रन्थः अनन्तरं गणेशदैवज्ञस्य ग्रहलाघवं ग्रहा लाघवादिग्रन्थाः प्रसिद्धाः एवं रीत्या बहवः आचार्याः ज्यौतिषशास्त्रैः प्रणी प्रणीतानि एवं ज्योतिषशास्त्रे अनेकानि ग्रन्थानि तथा वैदिक ज्योतिषस्य पृथगेव शास्त्रम् इति नास्ति ज्योतिषं यदस्ति तत्र विभागः अस्ति तत्र वैदिकज्योतिषं ज्योतिषम् इति विभागद्वयम्